नमस्कारः

नमस्कारः आम् अहं केरळदेशे आग अस्मि तत्र अहम् एकं पुस्तकशा पुस्तकशालां उद्घाटितुम् इच्छामि तदर्थम् अहं मया अनेकानि पुस्तकानि आवश्यकम् अस्ति तत्र के के पुस्तकानि सन्ति तत्र तत्र संस्कृत बु पुस्तकानि सन्ति वा आम् अत्र मम कृते भामती इति एकं पुस्तकमस्ति तत् लभ्यते वा तत्र वाचस्पतिमिश्रेण मिश्रेण विरचितं तदेव तदस्ति वा तत्र तद्द्वयमपि आवश्यकमस्ति

तद्द्वयमपि आव आवश्यकमस्ति मम कृते तस् त तस्य पुस्तकस्य दश कोपीस् आवश्यकमस्ति संस्कृते अधुना वेदान्तपुस्तकानि एव आवश्यकमस्मि आवश्यकमस्ति तर्हि इतः परम् इतः परं तत्र पञ्चपादिकाविवरणम् अस्ति तत्र अस्ति वा तत्र पद्म पद्मपादाचार्यस्य पञ्चपादिका तस्य विवरणम् आम् आम् आम् आम् आं तद तद् तदपि आवश्यकमस्मि अस्ति तदनन्तरं आम् आं भवतु भवतु तद्भवतु अनन्तर भगवद्गीता अस्ति वा तत्र भगवद्गीता भगवद्गीता अष्टादश अध्यायानि सन्ति वा तत्र शङ्करभाष्यसहितम् आं तदेव तदेव आवश्यकम् आम् आम् आम् तद् तदपि आवश्यकम् अस्ति तदनन्तरं सिद्धान्तलेशसङ्ग्रहः नास्ति वा

अहम् एतानि उक् तत्समये अहं कोल् करोमि एतानि पुस्तकानि किञ्चित् डिस्कौण्ट् लभ्यते वा एट् पर्सेण्ट् आम् आम् अहं दश दश पर्सण्टेज् आवश्यकमस्ति मम कृते किमर्थमित्युक्ते तद् अहम् अत्र एकं पब्लिश् आपणं उद्घाटयन् इच्छामि तदर्थमेव मम कृतेपि किञ्चिद्धनमावश्यकमस्ति तदेव तदेव कारणात् आम् आम् आम् एकवा आम् अनन्तरं कोल् करोतु कोल् करोतु आं धन्यवादः